मम ग्राम्यसमुदाये आरब्धानां सफलव्यापाराणाम्मध्ये मम व्यापारः अन्यतमः मम पितुः एका गोशाला आसीत् तत्र गवाम् अहं क्रीत्वा मया या तासां गोमयं गोमूत्रम् इत्यादि सर्वं सङ्गृह्य गोमयस्य मयं गोलाकारेण बहु पा लघुरूपेण तस्य विकारं दत्वा तद् शुष्कार्थं संस्थाप्य तस्य विक्रयणं कर कारयामि तथा च ये विक्रयणं कुर्वन्ति तेषामपि आरोग्यं सम्यक् भवति सुसम्यक् भवति अपि च मम अपि धनवर्धनं भवति मम परिवाराणामपि तथा आरोग्य पा आरोग्यपालनमपि भवति कथं नाम गोमयस्य उपयोगेन गोमयशुष्कस्य उपयोगेन शुष्कगोमयस्य उपयोगेन यदा तद् शुष्कं गोमयं ज्वाल्यते तेन एकः एकः धूमः आगच्छति ततः धूमः यदा जिह् जिह् किं जिह्वेन्द्रियेण गृह्यते तेन अन्तः यद् जीर्णाङ्गानि इत्यादि सर्वं वर्तते तेषां सम्यक् पालनं भवति तेषां रक्षता अपि भवति कथं नाम तत्र गोमये विशिष्टं विशिष्टं केमिकल् वर्तते तेन तद् देहं प्रविश्य जन्तूनां दुष्टजन्तूनां नाशनं करोति सुजन्तूनां समीचीनं जन्तूनां च पालनं करोति रक्षणं च करोति एवं मया सर्वत्र प्रचारं कृत्वा मम गोशालायाः विषये सर्वे सर्वे किम् आनन्दः आनन्दस्सन् ज्ञात्वा सर्वे आगत्य विक्रयणं कुर्वन्ति